हरि ओम् भगिनी भवत्याः आपणे तण्डुलम् अस्ति किम् आ के जी आ मम तु भोजनसम्बद्धं नाम दोसातण्डुलं न भोजनतण्डुलम् आवश्यकम् आसीत् कति रूप्यकाणि एवं कति रूप्यकाणि

अन्नं कर्तुं योग्यम् अस्ति खलु तर्हि मम दश के जी परिमितम् आवश्यकम् शर्करा शर्करा इदानीं कति मूल्यम् भवत्याः आपणे एव अधिकं वा इति अहं गतसप्ताहे अन्य आपणे स्वीकृतवती चत्वारिंशत् आसीत् इदानीं वर्धितं वा इदानीं वर्धितं वा एकसप्ताहाभ्यन्तरे एवम् किन्तु के जी द्वयं पर्याप्तम् अस्तु अनन्तरम् एवं नारिकेलतैलम् कति इदानीम् द्विशतं वा मम तु एकं लीटर् पर्याप्तं नाम अहं ग्रामतः आनयामि भवत्याः आपणे किञ्चित् अधिकम् इति भाति ग्रामे किञ्चित् न्यूनमूल्येन लभ्यते अस्तु इदानीं तु अनिवार्यम् अस्ति एकं लीटर् ददातु कियत् धनम् इति पश्यतु अहं सर्वदा स्वीकरोमि खलु गोधूमपिष्ट गोधूमपिष्टम् इदानीम् भवत्याः आपणे इत्युक्ते लूस् यच्छन्ति वा पेकेट् वा लूस् नास्ति वा इदानीम्

एवं किम् अस्ति तत्र इदानीम् अन्नपूर्णा अस्ति वा आशीर्वाद् न स्वीकरोमि न स्वीकुर्मः भगिनी आशीर्वादपिष्टस्य विषये किञ्चित् जनानाम् अभिप्रायः भिन्नः अस्ति अत अन्नपूर्णा अस्ति चेत् तदेव ददातु तदपी के जी द्वयं पर्याप्तम् अतः इदानीम् तण्डुलम् तावदेव पर्याप्तम् अहं धनं कथं प्रेषयामि गूगल् पे करोमि वा शक्यते वा किन्तु भवत्याः गृहं प्रति आनीय यच्छन्ति खलु भवन्तः आगच्छन्ति वा आनीय यच्छन्ति कदा आगच्छति अहं गृहे सर्वदा न भवामि इदानीम् अर्धघण्टाभ्यन्तरे प्रेषयति वा अन्यथा गृहे न भवामि अहं बहिः गच्छामि इदानीम् अस्तु वा कस्य नाम अन्यत् किमपि अन्यदपि आवश्यकं भोः इतोपि एकं वदामि तिष्ठतु मरीचिका अस्ति खलु ब्याड्गी मरीचिका हा सत्यं तदपि काल् के जी मास्तु काल् के जी परिमितं पर्याप्तम् उत्तममस्ति खलु इदानीं तु न भवति सम्यक् इति वदति आपणिकः खलु भवन्तः अतः हा सम्यक् अस्ति खलु अन्यथा किमपि हा सम्यक् नास्ति चेत् अहं प्रतिददामि अनन्तरं निश्चयेन

हा अस्तु शीघ्रमेव प्रेषयतु तर्हि अस्तु आ अस्तु धन्यवादः